अस्माकं कर्णाटकदेशे यक्षगानम् इति प्रसिद्धा काचन मनोरञ्जनक्रिया विद्यते तत्र यक्षगानस्य तेङ्कु तिट्टु बडगु तिट्टु इति द्विधाविभागः विद्यते अत्रापि एका एकविधं भवति उत्तरकन्नड इति प्रान्तीयम् अन्यविधं भवति दक्षिणकन्नड इति प्रान्तीयं तत्र यक्षगान इति कलायां नाट्यादिकम् एवं गानादिकं च भवति एवं स्थानीयक्रीडाः भवन्ति कबड्डी इत्यादिकम् उच्यते तत्र कबड्डी इत्यत्र षड् वा सप्तजनाः वा भवन्ति तत् क्रीडादर्शनार्थं वा अथवा मनोरञ्जनक्रियायाः तादृशी यक्षगान इत्यस्य दर्शनार्थं ग्रामान्तरादपि जनाः आगच्छन्ति तस्य स्वारस्यं माधुर्यं वा अनुभवन्ति एवं तेन सन्तुष्टाः भूत्वा स्वगृहं गच्छन्ति